पाकारम्भात् प्राक् कानि पदार्था के पदार्थाः अपेक्षिताः इति तु पाकस्य उपरि आलम्बितं भवति तथापि क केचनपदार्थाः मया ज्ञायते नारिकेलम् इत्युक्तौ कोकनेट् जीरिका इति उच्यते मरीचिकाचूर्णं हरितमरीचिका अपि रक्तमरीचिका अपि लवणं हरिद्रा सर्षपः पलाण्डुः तिन्त्रीणि जलं लशुनम् एतेषां पेषनं कृत्वा अपि उपयोक्तुं शक्यते तथैव केचन उपयोगं कुर्वन्ति एते पदार्थाः सिद्धं कृत्वा स्थापय स्थाप्यते मया शाखाः अपि वृन्दाकः सिद्धी कर्तयित्वा सिद्धं क्रियते शाखायां पलाण्डुरपि आगच्छति एव अन्ये शाखाः चेत्